अहम् एकमासात् पूर्वं फ़्लिप्कार्ट इत्यतः जङ्गमवाणीं क्रीतवान् तस्य गुणवत्ता सम्यक् नास्ति आकृतिः अपि आकर्षिका न वर्तते तस्य उपयोगः अपि सारल्येन न जायते तस्य मूल्यम् अपि अधिकं वर्तते अस्य बेटरी लैफ़् न्यूना वर्तते शीघ्रम् एव उष्णं जायते अतः एतत् क्रयणयोग्यं नास्ति इति मम अभिप्रायः